मम राज्यस्य सञ्चारव्यवस्था कथमस्ति इति प्रश्नः कर्नाटकराज्ये सञ्चारव्यवस्था बहु समीचीना वर्तते यतोहि समग्रभारतेव कर्नाटकराज्यस्य सञ्चारव्यवस्थायाः विषये बहुधा वार्तालापः क्रियते अस्माकं सञ्चारव्यवस्थायां साधनानि नाम यानानि बहु समीचीनानि भवन्ति अपि च बहूनि यानानि अपि सन्ति इति वक्तुं शक्यते एवमेव भारते सञ्चारव्यवस्थायां धनं न्यूनं भवति वा इति प्रश्नः भवति अवश्यं प्राप्तुं धनं बहु न्यूनमेव आसीत् किन्तु इदानीन्तन कालेषु धनम् अधिकं जातमस्ति तदपि कालानुरोधेन ज धनं तु अधिकं भवत्येव यतोहि यदा कालः अग्रे गच्छति तथैव धनस्यापि मौल्यम् क्षीणं भवति इति कृत्वा धनम् अधिकमेव अस्माभिः दातव्यं भवति प्राक्तनकालेषु एकं रूप्यकम् इति उच्यते चेदपि तस्य मूल्यं बहु अधिकं भवति स्म एकं रुपि एकम् एकं रूप्यकं वयं स्वीकृत्य बहूनि वस्तूनि क्रेतुं शक्नुमः स्म किन्तु इदानीं तथा नास्ति धनस्य सामर्थ्यमेव नाम अतः धनम् अधिकं दातव्यं भवति अतः एव सञ्चारव्यवस्थायाम् इदानीन्तन कालेषु अधिकमिति नास्ति किन्तु किञ्चित् बहु न्यूनमपि नास्ति सामान्यतया वर्तते अस्माकं सञ्चारव्यवस्था तु बहु समीचीना अस्ति समग्रभारते इति वक्तुम् इष्यते